वयं स्वमित्रैः सह परिवारैः सह जन्मदिनमपि मन्यामहे विवाहमपि मन्यामहे विवाहे सर्वेऽपि बान्धवाः आगच्छन्ति मित्राणि अपि आगच्छन्ति सर्वैः सह मिलित्वा वयम् आनन्देन तं विवाहं कुर्मः कृत्वा भोजनादिकम् आनन्देन कृत्वा ततः स्व स्व गृहं गच्छामः अनन्तरं जन्मदिनमपि वयं सर्वे मिलित्वा मन्यामहे पुत्रस्य वा जन्मदिनं भवतु पुत्र्याः वा जन्मदिनं भवतु यस्य कस्यापि वा जन्मदिनं भवतु मम गृहे भवति चेत् मम अनुजाः वा ये केऽपि बान्धवान् अहं आह्वयामि चेत् ते सर्वे आगच्छन्ति ते माम् आह्वयन्ति चेत् अहं तेषां गृहं गच्छामि सर्वेऽपि वयं मिलित्वा आनन्देन जन्मदिनं मन्यामहे इदमिदानीमेव अस्माकं स्वामिनां जन्मदिनमपि अस्माभिः अनुष्ठितं तत्र विजयवाटिकायां सर्वेऽपि छात्राः पुरोहिताः अध्यापकाः प्राध्यापकाः सर्वेऽपि मिलित्वा सुखेन तत्र बहु आनन्देन स्वामिनां जन्मदिनं आचरितवन्तः दिनपञ्चकं तत्र विजयवाटिकायाम् एव उषित्वा तदनन्तरं वयम् अत्र आगताः अतः जन्मदिने जन्मदिने वा भवतु विवाहे वा भवतु सर्वेऽपि पुरातनमित्राणि नूतनमित्राणि सर्वेऽपि मिलन्ति